मम क्षेत्रे अपराधं दुर्घटनाञ्च नियन्त्रयितुम् आरक्षकाः कृतयत्नाः सन्ति अपराधनिवारणार्थं मार्गद्वयं सर्वैः अनुष्ठातुं शक्यम् यत्र अपराधाः भवति तत् स्थलं विशेषेण रक्षणीयं स्यात् येषां जनानाम् उदाहरणार्थं बालानां स्त्रीणां वृद्धानाम् एतेषां जनानाम् अबलानाम् अल्पबलानां वा परिरक्षणं समाजस्य कार्यम् तत्र आरक्षकाः बद्धकटयः सन्ति इत्यत्र न सन्देहः दुर्घटना निवृत्त्यर्थं सामानैः जनैः एव महान् प्रयत्नः विधेयः यदा वाहनेन सञ्चरामः यदा च वयं पद्भ्यां सञ्चरामः तदा मार्गस्य नियमान् अनुपालयेम मार्गनियम अनुपालनेन वयम् आत्मानमपि रक्षयितुं शक्नुयाम तथैव अन्येषाम् अपि परिरक्षणे साहाय्यं दद्याम एवञ्च सति जनानां रक्षणस्य विषये काश्चन सलहाः एवं भवितुम् अर्हन्ति यदा रात्रिकालः भवति तदानीं दुर्घटना विशेषेण सम्भवति अतः रात्रौ सञ्चारः यावत् साध्यं तावत् न्यूनीकर्तव्या निद्राहीनता अथवा मद्यपानसेवनम् इत्यादिकारणैः रात्रौ दुर्घटनाः अधिकाः दृश्यन्ते अपराधकालः अपि रात्रिकालः एव अद्यत्वे दिनेषु अपि अपराधाः अधिकाः जायमानः अस्ति अतः जागरुकता मुख्या भवति